अहं साने गुरुझी महोदयस्य शाञ्चि इति पुस्तकं पठितवती पठितवती अहं पठनात् पूर्वम् एतत् मम चिन्तनम् आसीत् यत् महोदयस्य जीवनप्रवासः अतीव कठिनः अस्ति तर्हि पुस्तके अपि तादृशमेव सर्वं कठिनं स्यात् वा अधिकवेदनादायकं किमपि तस्य जीवने यद्घटितं तत् स्यात् इति मम मनसि आसीत् किन्तु पठनानन्तरं पुस्तकपठनानन्तरं मम मनः परिवर्तितम् अहं यदा तत् पुस्तकं पठितवती तत्र गुरुजीमहोदयः गुरुजि महोदयः तस्य जीवने घटितं या घटिता या घटना आसीत् यद् अन्येषां कृते प्रेरणादायकाः सन्ति तस्य वर्णनं सर्वं कृतवान् अस्ति तर्हि तत्तु पठित्वा वयमपि अहमपि बहु किमपि पठितवती तस्य मातुः ये संस्कारः तस्य उपरि जातः तस्य तेन कारणेन तस्य वर्धनं कथम् अभवत् इति सर्वम् अहं पठित्वा मम मनः अनन्दितम् आनन्दितम्